नमस्ते आचार्यः भवन्तः आहुतवन्तः इति

ह्म् ह्म् आम् एवं ओहो अस्तु प्रातः मम उत्थाने किञ्चित् विलम्बः भवति अतः मया प्रातः धावनं कर्तुं न शक्यते अतः अन्यः कश्चन उपायः अस्ति वा ह्म् प्रातः न शक्यते चेदपि अन्यः कश्चन अन्यत् अन्यदा कदाचित् अन्यस्मिन् काले

किं कर्तव्यं तत्र ह्म् ह्म् ह्म् ह्म्

ह्म् ह्म् ह्म् ह्म् ह्म् ह्म् ह्म् ह्म्

हा ह्म्

ह्म् ह्म्ह्म् ह्म् ह्म् तर्हि आहारे किं किं स्वीकर्तव्यं मया

ह्म् ह्म् ह्म् ह्म् ह्म् ह्म्

ह्म् ह्म् ह्म् ह्म् सत्यं

इदानीं मम सद्यः तु फ़िफ़्टि फ़ोर् केजि वर्तते मम वैट् तर्हि कः क्रिडायां इदानीं वैट् कीयद् वैट् विषये किमपि अस्ति वा तथा भेदभावः अस्ति वा हा अस्तु अस्तु आचार्य